अस्माकं प्रदेशे साप्ताहिकी विपणिः सोमवासरे भवति तत्र साप्ताहिक विपणे नानाविधफलानि तथा च शाकः तथा विविधनूतनवस्त्राणि भवति तद् क्रयणार्थं क्रीणार्थं जनाः गच्छन्ति

बहु नूतननूतनवस्तूनि अपि सन्ति तद् तद् क्रेतारः क्रेतव्यमपि जनाः गच्छन्ति अनन्तरं फल् यत् अत्र फलमस्ति तत्र आम्रफलं कदलिफलं द्राक्षफलम् इत्येकं इत्यादि बहु फलानि तत्र उपलब्दं भवति तथा च अत्र ये नूतनवस्त्राणि अपि सन्ति उदाहरणार्थं महिलानां कृते सारि तथा च पुरुषाणां कृते शर्ट् इत्यादि अपि उपलब्धं भवेत् अनन्तरं ते सर्वं क्री क्रयणार्थं जनाः गच्छति तत्र न्यूनातिन्यूनं शुल्केन तत् क्रीत्वा ते गृहम् आनयति इत्यादि तर्हि यदि अत्र साप्ताहिकविपणिः भवति तद् बृहदेव भवति